श्रीकृष्ण सैकल् मार्ट् वा हा अहम् अत्रैव उडुपिनगरे वसामि भवताम् आपणस्य विषये अहं बहुवारं श्रुतवती अस्मि तत्र द्विचक्रिकाः बहु उत्तमाः लभ्यन्ते इति मया श्रुतं अतः अहमपि मम पुत्रस्य कृते अहं क्रेतुमिच्छामि अन्यामेकद्विचक्रिकामहं दातुमपि इच्छामि अतः द्विचक्रियाद्वयम् अपेक्षितं वर्तते अतः भवताम् आपणः कदा उद्घाटितः भवति कस्मिन् समये तस्य पिधानः भवति किञ्चित् वदति वा

हो सम्यक् महोदय तस्य पञ्चदश वर्षाणि तद् कम्पनि नाम किं महोदय एवं वा एवं वा गेरपि अस्ति वा

हो सामान्यतः तस्य मौल्यं किं महोदय

हा एवम् अस्तु तर्हि अहं श्वः पुत्रेण सह एव आगच्छामि सायङ्काले भवान् भवति खलु

ओ अस्तु तर्हि वयं श्वः सायङ्काले पञ्चवादने आगमिष्यामः अस्तु वा अस्तु धन्यवादः महोदय